एकस्य चित्रस्य विषये अहं गर्वमनुभवामि कारणम् अहं स्वपरिश्रमेण तथा बहूनि अभ्यासं कर्तुम् अस्य निर्माणं करोमि तेन चित्रस्य उपरि अहं गर्वं करोमि चित्रस्य विषयः वस्तु भवति वसुधैव कुटुम्बकम् सर्वैः विश्वः अस्माकं कुटुम्बः तथा परिवारसदृशः ततः सर्वे अपि भ्रातृभगिनीमातापितृसदृशाः वसुधैव कुटुम्बकम् इति ध्येयवाक्यं सर्वेपि एकसूत्रेण बध्नन्ति तथा परस्परं मध्ये स्नेहः श्रद्धा उदारताभावः च जागरयति मम चित्रस्य विसये पितरौ मित्राणि सुहृत् च अग्रे वर्धयित्वा प्रोत्साहनं प्रेरयन्ति